द्वादशाधिक द्विसहस्रतमवर्षस्य मार्च् मासस्य द्वादशदिनाङ्कः त्रयोदश अधिक द्विसहस्त्रवर्षस्य द्विसहस्त्रतमवर्षस्य फ़ेब्रवरी मासस्य तृतीयदिनाङ्कः चतुर्दश अधिकद्विसहस्त्रवर्षद्विसहस्रतमवर्षस्य मै मासस्य षोडशदिनाङ्कः षोडस अधिक द्विसहस्त्रतमवर्षस्य अप्रिल् मासस्य एक् एकोनविंशतिदिनाङ्कः सप्तदश अधिक द्विसहस्त्रतमवर्षस्य जून् मासस्य विंशतिः दिनाङ्कः